सर्वप्रथममेव प्रदेशः उत्कलः वर्तते उत्कले द्विधा नाम सामान्यत्वेन विभाजितमस्ति पूर्वोत्कलमिति पुनश्च पश्चिमोत्कलः इति पूर्वोत्कले तादृशं वैशिष्ट्यम् ओदनम् इत्यादिकं भवति पुनः पश्चिमोत्कले तु बाशीपखाले इति नाम्ना प्रसिद्धः वर्तते तत् कथम् इत्युक्ते नाम व रात्रिकाले भोजनं कुर्मः ततः परं जले तण्डुलानि नाम क्वथिततण्डुलानि स्थापनीयानि ततः परं प्रातः काले तस्य आहारः करणीयम् इति एवं रूपेण प्रथमः प्रसिद्धः वर्तते द्वितीयः अपरः व्यञ्जनम् आलुकेन सह चणकम् इत्यादिकं कृत्वा तत्र व्यञ्जनं निर्माणं कुर्वन्ति पुनः रोटीकामपि तस्य तैलेन नाम तैले संस्थाप्य एवं तस्य चपाति इति वक्तुं शक्यते ततः परं शाकानि अवश्यमेव दिवसे नाम मध्याह्ने यदा भोजन मध्याह्नभोजनं भवति तदानीं शाकानामपि अवश्यमेव भवति पुनः एवम् अतिरित्य पटेटो नाम ट रक्तवर्ण फलस्य तस्यपि एट् पोटेटेन सः नाम आलुकेन सः अपि तस्य मिश्रणं कृत्वा तस्य व्यञ्जनमपि निर्माणं भवति ई इत्यादि माध्यमेन तस्य सिं व्यञ्जनं निर्माणं भवति एवम् आधारीकृत्येव उत्कलप्रदेशीय खाद्यवस्तुविशिष्टः वर्तते एवम्